इदानींतन कालेऽपि छात्राः पारम्परिकशिक्षणं प्राप्तुम् इच्छन्ति बहवः छात्राः एतादृशं शिक्षणम् अन्विष्य अन्विष्य प्राप्तुं प्रयत्नं कुर्वन्तस्सन्ति कीदृशछात्राः अत्र प्रयत्नं कुर्वन्ति इत्युक्ते एषाङ्गृहे तादृशः संस्कारः वर्तते पारम्परिकशिक्षणस्य संस्कारः अस्माकं भारतीयसंस्कृतिः संस्कृतेः संस्कृतिः संस्कृतस्य संस्कारः वर्तते तादृशछात्राः एतादृशं शिक्षणं प्राप्तुं प्रयत्नं कुर्वन्ति पुनश्च तादृशाणां छात्राणां लक्ष्यम् इदमेव भवति यत्किञ्चित् स्वीकृत्य उदाहरणार्थं सङ्गीतं पारम्परिकशैल्या सम्यगभ्यस्य तस्मिन्नेव क्षेत्रे उत्तमतया साधनं कर्तव्यम् इत्येव तेषां लक्ष्यं भवति न केवलं सङ्गीते शास्त्राध्ययने वाद्यानाम् अध्ययने पुनश्च कळरी इति एका युद्धकलापि वर्तते तस्याः अपि पारम्परिकशिक्षणकेन्द्राणि अनेकानि वर्तन्ते एवं यस्मिन् क्षेत्रे तैः अभ्यासः क्रियते अध्ययनङ्क्रियते तस्मिन् क्षेत्रे तैः उत्तमतया साधनङ्कर्तव्यम् इत्येव चिन्त्यते तत्र ते सम्यक् प्रयत्नं परिश्रमञ्च कुर्वन्ति अनेके छात्राः श्रद्धया अभ्यासङ्कुर्वन्ति तदर्थम् अनेकानि वर्षाणि परिश्रमङ्कुर्वन्ति पारम्परिकशिक्षणं नाम गृहं त्यक्त्वा गुरुकुल वासः कर्तव्यः तत्र गुरुमुखेन गुरोः समीपे भूत्वा अध्ययनं कर्तव्यम् इत्यतः गृहस्य स्मरणादिकं त्यक्त्वा केवलम् अध्ययनरताः सन्तः छात्राः साधानाङ्कुर्वन्ति एवं पारम्परिक शिक्षणक्षेत्रेपि छात्राः समीचीनाः सन्ति